हा हरिः ओम् हरिः ओम् हलो वदामि आम् आम् आम् आम् आम् तर्हि इदानीं कर्मचारिणाः न सन्ति तदर्थं न आगच्छति आं क्षम्यतां महोदय इदानीं तु कर्मचारिणा न सन्ति अत्र सर्वत्र जां जातं तदर्थं गतवन्तः सम्यक् कर्तुम् आम् आम् भवतां नम्बर् किं सर् तत्र वयं रिजिस्ट्रेशन् कुर्मः सत्यम् भवतां सङ्ख्या मिलति चेत् वयम् पञ्जीकरणं कुर्मः आमामां क्षम्यतां महोदय तद् सङ्ख्या मिलति चेत् सा सङ्ख्यां वयं तत्र पञ्जीकरणं कुर्मः अनन्तरे आगमिष्यन्ति जनाः आम् भवतां ग्रामः कुत्र भवति हा भवतां ग्रामः कुत्र भवति वा ग्रामः कस्मिन् ग्रामे मण्डले भवति तत्र एकः राजेशः एकः राजेशः इति एकः राजेशः इति पश्यति पुनः अरुणः इति एकः अस्ति तस्य सङ्ख्यां ददामि तैः सः सम्भाषणं कृत्वा किमपि कुर्वन्ति ते पश्यन्ति तत्र

इदानीं तत्र किं कुर्वन् मुन्स् मुन्सिपालिटिद्वारा टैल् स्थापयन्ति मार्गे तदर्थं गर्ताः कृतवन्तः तदर्थं पैप् इत्यादि भग्नं जातं तदर्थं प्रायः नास्सन्ति यदा मुन्सिपालिटि आं सत्यं तद् मुन्सिपालिटि यदा एतत् रोड् भवति म्युन्सिपालिटि टैल् स्थापनात् तैः कृतं तैः एव सम्यक् करणीयम् इदानीम् अस्तु अस्तु महोदय धन्यवादः